भारतम् अतीवविशालः विशालः देशः अस्ति यत्र मनोरञ्जनार्थं विस्तृतः क्रियाकलापः क्रियत् लाभः लाभाः सन्ति परन्तु देशे मनोरञ्जनस्य सार्वाधिकं लोकप्रियं रुपं यद् अपि समग्ररूपेण देशं सर्वथा आन् आनयति तद् दूरदर्शनस्य चलनचित्रस्य च विस् विस्तृतपरिधिः अस्ति भारतीयदूरदर्शनकम्पनीभि प्रायः उपग्रहः चालनाय प्रसारितः सन्ति येषु शीर्षस्थाने क्लस्टर् क्लस् टि वि जि टि वि प्लस् टि वि जि टि वि दूरदर्शन् सोनी स्टार् प्लस् च सन्ति केवलं बालीवुड् बोलिवुड् उद्योगः वर्षे प्रायः चलच्चित्रनिर्माणं करोति यतोहि सम्पूर्णः भारतीयसिनिमे उद्योगः एकस्मिन् वर्षे प्रायः चलच्चित्रनिर्माणं करोति यदि भा भवान् समृद्धस्य शीर्षं शीर्षवर्गस्य समाजस्य अथवा संस्कृतस्य मध्यमवर्गस्य समाजस्य अथवा औ औषधादीनि औषधादित्ये रेखायाः अन्तर्गतस्य समाजस्य अस्ति चेदपि तदेव एकं सामान्यं रुजुक्षेत्रं भविष्यदि यद् भवान् जनाः जनानां सह साहाय्यं करिष्यति अन्यवर्गस्य तथा च भारतीयदूरदर्शनस्य भारतीयसिनिं सिनिमा उद्योगस्य च भव भवतः रुचिः भारते कश्चित् कस्यावि वर्गस्य न भवतु ते सर्वदा अवकाशसमये दूरदर्शनं वा चलच्चित्रं शृङ्गारं वा पश्यन्ति भवान् बालकः किशोरः मध्यमवयस्कः वा वर्षीयः को अपि वा भवेत् परन्तु भारतीयदूरदर्शनं बोलिवुड् उद्योगं छ भवन्तः सर्वदा प्रेरणा पश्यन्ति भारतीयाः अस्मिन् मनोरञ्जनवार्गे एतावन्तः लीनः स् लीनाः सन्ति एतेषु केचन तस्य विषये शोधं कुर्वन्तः सम्पूर्णजीवनं विधिवत् विदितवन्तः व्यतीतवन्तः केचन तस्मिन् कार्यं कुर्वन्तः जीवनं या यापयन्ति केचन तु केवलं दूरदर्शनचलच्चित्र उद्योगस्य प्रमुखः प्रशंसकः भूत्वा एव जीवनं यापयन्ति दूरदर्शनं सिनिमा उद्योगः छ देशे एताव् एतावत् लोकप्रियः अस्ति यद् तस्य कृते कार्यं कुर्वन्तः जनाः ईश्वरभक्ताः अत्यन्तं सम्मानिताः च जनाः इति व्यवहारं कुर्वन्ति विशेषतः उद्योगस्य प्रसिद्धाः अभिनेतारः अभिनेतारः न केवलं भारतीयाः अपि तु सम्पूर्णविश्वस्य जनाः भारतीयदूरदर्शनं चलच्चित्र उद्योगं प्रति अत्यन्तं प्रेम्णा भवन्ति क्रिक्केट् बाळिवुड् च दूरतः सर्वाधिकं लोकप्रियाः मनोरञ्जनरूपाः सन्ति अस्मिन् सूच्यां तुल्यकार्यकं कारिकरूपेण अत्यन्तम् अत्यन्तं परिवर्तनं रियाल्टि टि वि प्रदर्शनानि टि वि टि वि मध्ये प्रतिभा प्रतियोगि प्रतियोगितानि सोब ओबरि ओबीरा च सन्ति इदं महत्त्वपूर्णं यद् भारतम् अविश्वसनीयतया विविधतापूर्णा अस्ति तथा च एतत् उत्तरं केवलम् अतीवविस्तृतं भृशम् उप उपचारं ददाति